मम प्रदेशे वैद्याः सन्ति परन्तु नूतनछात्राः वैद्याः कथं कर्तुं कुत्र पठितुमिति विद्यालयाः बहु दूरे सन्ति अतः ते वैद्यं पठितुम् इच्छन्ति परन्तु बहु दूराः सन्ति चेत् किञ्चित् चिन्तयन्ति अतः समीपे विद्यालयाः सन्ति चेत् सर्वे छात्राः वैद्य वैद्यं पठितुम् इच्छन्ति ते सम्यक् पठनं पठितुमपि इच्छन्ति अतः समीपे विद्यालयाः सन्ति चेत् सम्यक् अस्ति इति मम चिन्तनम् अनन्तरम् वैद्याः बहूनि सन्ति परन्तु बहु वैद्यालयाः अपि सन्ति परन्तु तत्र वैद्यः विषये बहूनि मेडिसन्स् अपि बहूनि मेडिसिन्स् अपि स्वीकर्तुं सम्यक् नास्ति अनन्तरम् किम् इति दियाक्षन्स् अपि अनन्तरं किञ्चित् वैद्यविधानम् न्याचुरल् अपि सन्ति चेत् सम्यक् अस्ति